हरि ओम् महोदय अहम् एकं दोसा आर्डर् कृतवान् अस्मि किन्तु मया कृते तत् पर्याप्तं न भवति इतोऽपि अन्यत् कानि खाद्यानि वर्तन्ते यदि इड्लि साम्बार् वर्तते चेत् कृपया प्रेषयन्तु दोसायाः कृते इतोप्यधिकया चट्नीम् अपेक्षते मया पूर्वं मया यदा दोसा आर्डर् कृतम् आसीत् तदानीं चट्नीं न्यूनमेव प्रेषितं भवद्भिः अधुना तथा न कुर्वन्तु किञ्चित् अधिकमेव प्रेषयन्तु माम् अधिकं धनं दातुं न शक्नोमि कृपया प्रेषयन्तु